आमाम् आं महोदय वदतु आमां महोदय श्रुण्वन्ती अस्मि

आं महोदय आं महोदय निश्चयेन स्वपरिवारेण आगच्छतु दिनाङ्कः कः महोदय निश्चितः वा हा तर्हि आरक्षणमित्यादिकं जातं वा आमाम् आम्

हा निश्चयेन करोतु तदा अस्माकं होटेल् मध्ये रिक्तं स्थानमपि भविष्यति यतो हि मार्च् मासे अस्माकं होटेल् मध्ये बहु सम्मर्दः भवति महोदय तर्हि एप्रिल् मासे एव आगच्छतु चिन्ता नास्ति आमां पृच्छतु महोदय

आमाम् अस्माकं यानं तत्र भवति महोदय भवान् यदा प्राप्स्यति तर्हि अस्माकं यानं साक्षात् रेल् स्थानकं प्रति आगच्छति हा अस्ति अस्ति किन्तु कति जानाः सन्ति तथा सूचयतु यतो हि याने स्थानं भवति वा न इति तथा तर्हि कति जनाः आगमिष्यन्ति

हा षड् जनाः तर्हि पर्याप्तं अस्ति एव व्यवस्था अस्ति अस्माकं आमाम् अल्पाहारस्य अस्ति अनन्तरं भोजनस्य मध्ये किमपि यदि चायं दुग्धं ये वृद्धाः पृच्छन्ति तथापि वयं दातुं श्कनुमः किन्तु किमस्ति हा आं वा हा हा आमस्ति तथा व्यवस्था हा अस्ति अस्ति अस्माकं तथा व्यवस्था अनन्तरं आं प्रातः काले मधुरं न भवति भोजने सायङ्काले भवति मधुरं किन्तु मध्याह्ने चायं तथा किञ्चित् अल्पाहारः चाये चायेन सह भवति आं महोदय चिन्ता नास्ति रसगोलकं तु अत्र अयोध्यायां बहु सम्यग्भवति ते जनाः अपि इच्छन्ति हा प्रसिद्धं भवति अत्र रसगोलकं दिनद्वयस्य कृते वा आं तर्हि एकसप्ताहात् पूर्वं यदि सूचयिष्यति एकवारम् इतोपि महोदय इत्युक्ते कति क् कक्षा कती आवश्यकम् एकस्मिन्नेव षड् जनाः भवन्ति वा रूं द्वयम् आवश्यकं अस्तु तर्हि भवान् एकसप्ताहात् पूर्वं तथा सूचयतु वयं व्यवस्थां कृत्वा एव स्थापयामः आमां कदापि दूरवाणीं करोतु किमपि समस्या चेत् आमां महोदय चिन्ता नास्ति आमामां मिलामः महोदय आम् आम् अस्तु जय श्रीराम